वाल्मीकिविरचितं रामायणं मम उपरि बहुप्रभावम् अजनयत् तत्र रामस्य जीवनचरितं प्रेरणादायकमस्ति रामः पितृभक्तः अस्ति तथा च मर्यादापुरुषोत्तमः स चरित्रवान् अस्ति जनाः तेन चरित्रस्य शिक्षां गृह्नाति राम रामजन्मस्य कथा यत् पायस्कस कथा अस्ति तदपि बहुविधजनान् उपकर् उपकारं करोति ताडकावधमपि जनान् तदानीन्तनसमयस्य कथां स्मरणं कारयति वनवाससमये यथा राम धर्मस्य अनुपालनं कुर्वन्ति स्म तद्वदेव जना अपि कुर्युः यथा सीतायाः अपहरणं रावणं कृतवान् तदा रावणस्य वधः रामः कृतवान् इति तथा च हनुमता कीदृशं समुद्रतरणं कृतवान् इति कथा तथा बालिवधस्य कथा अपि जनानां कृते प्रेरणादायकमस्ति तथा रामायणं सर्वेषां कृते अनुकरो अनुकरणयोग्यमस्ति उक्तमपि अस्ति तत्र रामायणे एकं श्लोकम् अस्ति धर्मधर्मार्थं प्रभवति धर्मात् प्रवृत्ते शुद्धं धर्म लभते सर्वं धर्मसारमिदं जगत्